हरिः ओम् आम् ममापि नामधेयं राघवेन्द्रः इत्यस्ति हा सत्यम् हा हाम् हा अहमेव करोमि तत्र ब्रोकर् इति उच्यते किल आङ्गलभाषायाम् तत् कार्यमहं करोमि हा भवतामपि अवश्यं वा भवतु सत्यं तत्र कोणन्दुरुमध्ये एकं नास्ति बहु निवेशनाः वर्तन्ते भवताम् अपि अवश्यं वा भवान् कियत् मौल्य मौल्य मौल्यविषये कियद् रूप्यकपर्यन्तं निवेशनं निवेशनं करे क्रेतुम् इच्छन्ति

सत्यम् अत्र अस्ति तद् तत् तद् एतत् अन्यः एकः क्रीतः निश्चयं कृतवन्तः अड्वान्स् न दत्तः अतः भवानपि तत्र आगत्य तद् निवेशनं द्रष्टुं शक्यते परन्तु अहं दूरवाण्यां पूर्वे ये प्रदत्तः वाक्यः अस्ति किल अतः तत्समीपे अहं किञ्चित् वार्तालापं कृत्वा भवतां प्रति वदामि

किं किं विषयम्

हा तत्र ग्रामपञ्चायत्या एकं नाल् नलिकाव्यवस्था अस्ति तत्र घर् घर् घर् घर् जलम् इति अस्ति वल अस्ति किल तत् निवेशितं तत् प्रधानमन्त्रीमहोदयेन एतत् घर् घर् जलं गङ्गा इति तत्र नलिकाव्यवस्था तत्र अस्ति अतः अन्यत् कूपीमपि कूपी वापि कूपी कूपीं वापिम् उपरि अस्ति एकं तन्मध्ये अ तत्र सर्वदा सर्वदा जलं वा जलं मिलति सर्वदा जलं मिलति एतत् उष्णकालः मार्गम् एतत् कृष्ण कृष्ण डाम्बर् अस्ति किल ह टार् टार् इति वदन्ति किल टार् अस्ति तत्र वर्तते तत् स्टेट् हैवे इति परिवर्तनं सम्भवति अग्रिमदिनेषु स्टेट् हैवे इति भवति अतः तत्र इदानीं सञ्चारः लोकयानानां सञ्चारः अतीव अस्ति तत्र तन् विषये चिन्ता मास्तु तद्विषये किमपि चिन्ता मास्तु हा भवतु तत् तद्विषये अतीव तत्र इदु एतत् अवकाशः वर्तते तत्र अत् तत् मल्लिकार्जुन रस्तेमध्ये अत अत्र तत्र मार्ग स्टेट् हैवे मध्येपि किञ्चित् दूरमेव विस्तारः अतः दूरं किं दूरं दूरविषये किमपि चर्चा नास्ति तत्रैव तादृश अतीव स समीपमस्ति तत् स्टेट् हैवेमध्ये अतः तत् सैट् अपि क्रेतुं क्रीत्वा भवान् यदि उपरि उपरि बिल्डिङ्ग् गृहाणि कुर्वन्ति चेत् एवम् अपार्टमेण्ट्स् करोति चेत् भविष्ये भविष्ये अतीव जनाः आगच्छन्ति तत्र निवासः निवासमपि कुर्वन्ति निश्चयेन आगच्छतु

भवतु अत्र एतद् मल्लिकार्जुन रस्ता मल्लिकार्जुनविद्यामपि एकमस्ति तद् विना अन्यत्रापि तत्र नागार्जुन लेऔट् इत्यत्र इत्यत्र तत्र कौण्टि क्लब् इत्यत्र तथा एतत् लेक् लेक् व्यू तत्र तत्रापि अस्माकं निवेशनाः बहूनि सन्ति अतः तत्रैव एतद् दृश् द्र पश्यन्तु ये मल्लिकार्जनविद्यां यद् निवेशनमस्ति तत् पश्यन्तु भवतः कृते समीचीनं भवति वा न वा तद्दृष्ट्वा गच्छन्तु तत्र किमपि न लेनेक नही देनेक नही अतः अ अतः भवान् आगच्छन्तु हा वदन्तु ए पुन तथा तथापि एतेषामपि निवेशनानां दर्शनमपि करोतु भवतः भाग्ये यत्र कुत्रापि अत्र किञ्चित् निवेशनं मम मनसि अतीव इष्टम् अभव इष्टम् अभवत् एतत् दातव्यमेव इति भवान् यद् एतत् क्रेतव्यम् इति भवान् मनसि आगच्छति चेत् तत्रैव करोतु लेक् व्यूमध्ये अतीव एतद् वास्तुविषये अपि लेक् व्यू अतीव समीचीनमस्ति तत्र पूर्वं हा पूर्वं हा हा पश्यतु पश्यतु भवतु नमस्कारः नमस्कारः